अमेरिकादेशे कोलराडो राज्ये ह्याङ्गिङ्ग् लेक् इति चारणम् अस्ति बहु सुन्दरम् अस्ति कठिनं किञ्चित् कठिनमपि अस्ति बहु चरणं कर्तव्यं तत्र सोपानानि अपि सन्ति दीर्घ दीर्घ सोपानानि सन्ति उपरि तत्र प्रायः घण्टाद्वयं चारणं कृत्वा नो चेत् घण्टात्रयं चारणं कृत्वा उपरि सरोवरः अस्ति अत्यन्तं रम्यः सरोवरः सः तत्र जलपातः अपि दृश्यते तद् तद् जलमपि हरितं दृश्यते तत्र प्रायः धूल्याः कणमात्रम् अपि नास्ति इति भ भासते यदा जलपातः भवति तस्य करणात् बहु सम्यक् ध्वनिः अपि अत्र तत्र भवति विहगाः अपि कूजन्ति सम्यक्तया सर्वत्र हरितम् अस्ति अत्यन्तं हरितम् अस्ति वायुः अत्यन्तं शुद् शुद्धः